मम शक्तिः मम हठवादिस्वभावः अस्ति एवं किञ्चित् कुपितः स्वभावः एव मम शक्तिः अस्ति तदेव मम दौर्बल्यमपि अस्ति यतो हि एतत् शक्तिः अस्ति किमर्थमिति इति शक्तिः अस्ति एतदहं वदामि यतो हि कोपि किमपि साधयितुमिच्छति तर्हि यदि सः हठः न तस्य कृते हठं न करोति तर्हि किमपि साधयितुं न शक्नोति यदि तान् किमपि कार्यं वदामः सः यदि न करोति एवं वयं क्रोधिताः न भवत् भवामः तर्हि सः कार् ते जनाः कार्यमपि न कुर्वन्ति अतः यदि किमपि कार्यं कारणि कार्यं कारणीयमस्ति वा किमपि साध्यं साधयितुम् इच्छामः तर्हि हठवादी एव भवेत् तदा एव वयं किमपि साधयितुं शक्नोति अधुना तद् दौर्बल्यं कथं तर्हि यदि वयं हठं कुर्मः कुत्रचित् एतद् यदि इतोपि वर्धते हठः यदि वर्धते तर्हि तद् हानिकारकः भवति कुत्रचित् शक्यं न भवति कुत्रचित् शक्यं भवति कुत्रचित् शक्यं भवति कुत्रचित् शक्यं न भवति तर्हि हठः न करणीयः एवं केचन जनाः किमर्थं कार्यं न कृतवन्तः तत् चिन्तयित्वा यदि वयं क्रोधिताः भूत् भवामः तर्हि तद् अस्माकं शक्तिः भवति अन्यथा वयं एतद् दौर्बल्यं गणय गणयति अतः मम हठवादिस्वभावः एवं किञ्चित् कुपितस्वभावः मम शक्तिः एवं दौर्बल्यम् अस्ति